हरि ओं हा हरि ओं हा वदतु

ओ हो आ हा

हा अस्तु महोदय एषा नोटीस् अस्माकं वस्तु एवं सेवाकरविभागतः जि एस् टि डिपार्ट्मेण्ट् तः आगतं स्यात् खलु कद कदा आगतं कदा आगतं गत सप्ताहं अभवत् आगतं आगतमस्ति किमपि डिमाण्ड् अस्ति वा तन्मध्ये कियद् पूर पूरणिय लक्षम् आ हा हा एतत् वस्तुतः किं भवति इत्युक्ते एकं शो कास् नोटीस् इति ते यच्छन्ति लक्षं पूरयितुं पूरणीयं किमर्थं न पूरयति कारणं यच्छतु इति एतत् शो कास् नोटीस् यच्छन्ति अस्माकं एकमासं यावत् समयः लभ्यते तस्य प्रत्युत्तरं दातुं एकमासाभ्यन्तरे तस्य उत्तरं अस्माभिः दातव्यं तत् रिटन् रिटन् रूपेण लिखित्वा एव दातव्यं किमर्थं एतत् टाक्स् एतत् करं अस्माभिः पूरयितुं न पूरयितुं न अपेक्षितं न वयं या तथा आगच्छति वयं तस्य उत्तरं दद्मः तत् तासां ड्राफ्टिङ्ग् सर्वम् अहं लिखित्वा प्रेषयिष्यामि शक्यते शक्यते एव तत् तत्पश्चात् एकं पर्सनल् हियरिङ्ग् इत्यपि यच्छनति वस्तुतः एतस्य नोटिस् प्रति उत्तरं दातुं एकमासस्य अभ्यन्तरे अस्माभिः दातव्यं भवति तत्पश्चात् ते एकं पर्सनल् हियरिङ्ग् इति कुर्वन्ति तत्पश्चात् एकं आर्डर् इन् ओरिजिनल् इति आर्डर् ते प्रेषयन्ति तन्मध्ये तन्मध्ये एतत् टाक्स् अस्माभिः पूरणीयं वा न वा इति ते सूचयन्ति तत्पश्चात् हा हा तत्र तत्र इन्ट्रस्ट् अपि अस्माभिः पेमेण्ट् करणीयं भवति टाक्स् उपरि पुनश्च किञ्चित् ते दण्डं पेनल्टि अपि ते अस्माभिः उपरि कदाचित् स्थापयेयुः हा तत् अधिकं भवति तदर्थं करणीयम् इति नास्ति अहं परिशिलनं करोमि किमपि तत्र मार्गान्तरम् अस्ति वा इति पू पूरणं न कुर्मश्चेत् किमपि अस्माकमुपरि किमपि यथा न आगच्छति तथा एव कुर्मः सत्यं हा उत्तमं उत्तमं सर्वं सर्वं प्रषयतु अहं परिशील्य सूचयिष्यामि एतत् त्वरा करणीया इति नास्ति अस्तु ध ध धन्यवादः